कुत्रापि चारणमपि न कृतं मया किन्तु समुद्रः मम गृहस्य समीपे अस्ति इति कारणात् अधिकतया सूर्य उदयः अपि अस्तमनम् अपि मया दृष्टम् बहु सुन्दररूपेण एकस्मिन् दिने समुद्रे समुद्रे उपविश्य समुद्रस्थाने उप तीरे उपविश्य मम ग्रूप्सहितं सूर्यनमस्कारमपि तत्र कृतं तस्मिन् समये सूर्योदयः अब् अब् बहु सुन्दररूपेण आगत्य वयं सर्वे तत्र सूर्यनमस्कारं कृतवन्तः इत्येव मम एक्स्पीरियन्स्